हा अहं तु उडुपिनगरे वसामि हा अत्र अस्माकं प्रदेशे ऐतिहासिकानि स्थानानि बहूनि सन्ति अत्र बहवः देवालयाः अत्र सन्ति पुराणप्रसिद्धं क्षेत्रमिदं अत्र बहवः देवालयः अन्यान्यक्षेत्रे सन्ति उदाहरणार्थं मन्दर्ति दुर्गापरमेश्वरी आनेगुड्डे देवालयः शालिग्रामप्रदेशे अपि एकं देवालयः अस्ति अनन्तरं पाजकक्षेत्रम् अस्ति एवम् ऐतिहासिकानि क्षेत्राणि बहूनि सन्ति विशिष्टं भूप्रदेशो नाम अस्माकं मल्पे समुद्रतीरम् अस्ति सर्वे जनाः अपि तत्र गन्तुम् इच्छन्ति बहुभिः सह गच्छन्ति मित्रैः सह गच्छन्ति गृहजनैः सह तत्र गत्वा समययापनं कुर्वन्ति सर्वे अपि मिलत्वा तत्र जले क्रीडितुमिच्छन्ति केचन जनाः तत्र उपविश्य तत्रत्यस्थलस्य आस्वादनं कुर्वन्ति बालाः तु जले क्रीडितुम् इच्छन्ति एवं बहुजनाः तत्र स्थलदर्शनार्थं सूर्यास्तसमये गन्तुम् आधिक्येन इच्छन्ति तत्र बहूनि विशिष्ठानि खाद्यानि मिलन्ति तद् खादितुमपि बालाः इच्छन्ति अन्ये अपि खादितुम् इच्छन्ति